योगो नाम तत्र महर्षिपतञ्जलिना योगाङ्गानि अष्टानि उक् अष्ट अष्टौ उक्तानि यमनियम आसन प्राणायामप्रत्याहार धारणाध्यानसमाधिः इति अष्टौ सन्ति तत्र शारीरक आसनानि अपि व्यायामे आगच्छन्ति अन्यत् प्राणायामः भस्त्रिका वा भवतु अनुलोमः विलोमः वा भवतु कपालभातिः वा भवतु एतत्सर्वमपि व्यायामे आगच्छति व्यायामस्य का वा आवश्यकता इति चेत् तत्र सुभाषितेषु उक्तमस्ति व्यायामक्षुण्णगात्रस्य पद्भ्याम् उद्वर्ति तस्य च व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः यथा वैनतेयस्य गरुडस्य समीपं सर्पाः न गच्छन्ति तथैव यदि वयं व्यायामं कृत्वा स्वशरीरं सुदृढं कुर्मः चेत् रोगाः अपि अस्माकं समीपं न आगच्छन्ति अतः प्रत्येकस्मै अपि मनुष्याय योगः अत्यावश्यकः अधुना वयं पश्यामः यत्सर्वेपि रोगग्रस्ताः भूत्वा वैद्यालयं प्रति गच्छन्तः सन्ति तत्र धनव्ययादिकमपि अधिकं भवति यदि वयं प्रतिदिनं व्यायामं कुर्मः व्यायामं कुर्मः चेत् न धनस्य अपव्ययः भवति अस्माकं शरीरमपि स्वस्थं भवति सौन्दर्यमपि तेन वर्धते न केवलं शरीरं स्वस्थं भवति अतः प्रत्येकेनापि मनुष्येण योगः वा भवतु व्यायामो भ व्यायामो वा भवतु प्राणायामो वा भवतु अवश्यं करणीयः